हरिः ओम् षडङ्गानि भवन्ति वेदस्य व्याकरणं छन्दः निरुक्तं ज्योतिषं कल्पः शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं कल्पः इति वेदस्य षडङ्गानि तेषां प्रामुख्यं वेदाध्ययने इति प्रश्नः वेदाध्ययनावसरे सम्यक् तस्य स्वरज्ञानं भवेत् कथं तत्र उच्चारणं करणीयम् इषेत्वोर्जेत्वा वायवस्थो वायवस्थदेवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे इत्येकः मन्त्रः तत्र षेत्वोर्जेत्वा इत्यादि उदात्त अनुदात्त स्वरितादि सहितं सहितः मन्त्रः उच्चारणं मन्त्रम् उच्चारणं कुर्यात् मन्त्रोच्चारणं कुर्यात् तदा मन्त्रोच्चारणसमये शिक्षा उच्चारः कथं भवेत् तत् शास्त्रं पाणिनीयं शिक्षाशास्त्रम् एवं व्याकरणं व्याकरणं सामान्यतः लौकिकं वैदिकञ्च इति तत्र भेदः वर्तते वैदिकप्रक्रियायां किञ्चित् भेदः कश्चन भेदः वर्तते तत् व्याकरणशास्त्रम् अत्र व्याकरणशास्त्रस्य शास्त्रस्य विशेषतः यज्ञेषु तस्य प्रयोजनं अस्माकं दृश्यते कथमिति तत्र अग्नये जुष्टं निर्वपामी इति चतुर्थीभागः चतुर्थीविभक्तिः कथं भवेत् अग्नये अग्नेः इति षष्टीविभक्तिप्रयोगः तत्र भवेत् एवं अत्र अन्येषां शब्दानामपि देवताशब्दानमपि तथैव वर्णः तत्र य कल्पनीयः भवति तदा व्याकरणस्य अत्यन्तम् आवश्यकं भवेत् तत्र तत्र क्रियापदम् इत्यादि सर्वमपि तत्र ऊहः कर्तव्या प्रयोगसमये श्रौतयागसमये तत्र मन्त्राणाम् ऊहाः देवता ऊहः भवेत् ऊहाकारे ऊहः का कार्य समये तत्र व्याकरणस्य अत्यन्तम् आवश्यकम् एवं कल्पशास्त्रं कल्पशास्त्रं नाम प्रयोगज्ञानं वेदोक्तकर्माणि कथं कुर्यात् इदानीं दर्शपूर्णमासाभ्यां यजेत इति वाक्यं वर्तते किन्तु तस्य अनुष्ठानं कथं भवेत् इत्यादिकं सर्वं कल्पशास्त्रेणैव अवगन्तव्यम् आमावास्येन वा पूर्णमासेन वा हविषा यक्षमाणो भवति इत्येकं सूत्रम् आमावास्यन पूर्णमासेन हविषा यक्षमाणो भवति इति श इति सूत्रादारभ्य तत्र दशपूर्णमासयागस्य अनुष्ठानं कथं भवेत् इति सूत्रं विवृणुते तत्सर्वमपि कल्पशास्त्रेण एवं शब्दशास्त्रं निरुक्तं शब्दस्य उत्पत्तिः कथं भवेत् इत्यादिकं सर्वं निरुक्तशास्त्रेण अवगन्तुं शक्यते शिक्षा व्याकरणं छन्दः इदानीं छन्दोनिबद्धाः निबद्धाः मन्त्राः ऋग्वेदाः भवन्ति यजुर्वेदेपि अनेके मन्त्राः सामान्यतः सहस्रशः मन्त्राः छन्दोनिबद्धाः मन्त्राः एव भवन्ति तेषां ज्ञानं छन्दज्ञानेन अस्माकं लभ्यते अतः छन्द्रशास्त्रस्य प्रयोजनं निरुक्तं ज्योतिषं ज्योतिषम् उक्तं पूर्वमेव ज्योतिषं कालगणनं समयः कस्मिन् समये यागः करणीयः कस्मिन् न करणं न कुर्यात् इत्यादिकं सर्वमपि ज्ञानं ज्योतिषशास्त्रेण एव वेदाङ्गज्योतिषशास्त्रेण भवन्ति कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः एवम् अस्माकं वेदस्य अङ्गसहितं यथा भवति वेदस्य वेदज्ञानं तदा एव अनुष्ठानम् अनुष्ठानं भवति व्याकरणशास्त्रेण वेदपदपाठोपि ज्ञायते लक्षणशास्त्रं निरुक्तं ज्योतिषं तदा कल्पश्चेत् एवं तत्र लक्षणशास्त्रं भवेत् तत्र वेदिकव्याकरणं तत्र परस्परं सन्धिकार्यं पदपदेषु पदपदयोर्मध्ये सन्धि कार्यं कथं भवेत् तत् पदं पदपाठक्रमे क्रमपाठसमये एवं जटापाठसमये अथवा घनपाठसमये तत्र पदानां प्रथमं द्वितीयं द्वितीयं प्रथमं प्रथमं द्वितीयं एवमेव तत्र विपरीतं भवति तदा सन्धिकार्यं स्वरः स्वरः स्वरः स्वरः स्वरमपि स्वरं स्वरौ विपरीतं भवेत् तत्सर्वं कथं भवेत् इत्यादिकं सर्व लक्षणशास्त्रेण एव भवति एवं वेदस्य सम्पूर्णाध्ययनं षडङ्गज्ञानेनैव सम्भवति